हरिः ओम् हरिः ओम् वदतु भवान्

आं ज्ञातं ज्ञातं अहमत्र पालयं पालयमस्ति पालयमस्ति आम् अहम् आगच्छ अहम् आगच्छतु भवान् अत्र तिष्ठतु अहम् आगच्छतु

एकविंशतिः दूर

इन्दनं किञ्चित् अस्ति तत् चिन्ता मास्तु अहम् आगच्छतु भवतः एका अस्ति वा आदौ इतोपि अन्यत् जनाः अस्ति

सहपाठि अस्ति अस्तु अस्तु ओ अस्ति भवतः नाम

मम वाहनस्य नम्बर् के के एल् के एल् द्वे पञ्च के त्रीणि त्रीणि एकं आम् के एल् चत्वारः पञ्च के ए ए द्वितीय एक आम् शतरूप्यकम् आवश्यकं किञ्चित् आवश्यकमस्ति आम् अनन्तरं भवतः समीपे कुत्र यत्र रूपम् अस्ति तत् वद वद एकं दशनिमिषाः भवान् अत्र तिष्ठतु अहमत्र आगच्छ अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु